सीवनकार्यं तु बाल्यकालादेव रोचते एवञ्च यदा दशमीकक्षायाः परीक्षा लिखिता तदनन्तरं मासद्वयं एवमेव उपविष्ट उपविष्टासम् अतः तदा मया कथञ्चित् किमपि निर्माणं करणीयम् एवञ्च सीवनादिकं करणीयम् इति चिन्तितम् तथा च एकवारम् यत्किमपि मया किञ्चित् पठितमासीत् ज्येष्ठानां कथं वा टाप् निर्माणं करणीयमिति तदेव टाप् निर्माणं भगिन्याः कृते या चतृ चतुर्वर्षीया आसीत् तस्याः कृते निर्माणं करोमि इति चिन्तितम् एवञ्च तस्याः कृते यथा कथञ्चित् वस्त्रमित्यादिकं धृत्वा तत् सर्वं कर्तनमित्यादिकं कृत्वा सर्वं सीवनादिकं कृत्वा तद् यथा पद निर्माणं कृतं तदनन्तरं यदा भगिन्यां अहं तद् धारितवती तदा ज्ञातं यत् यत् मया कर्तनमित्यादिकं कृतं तत् सर्वम् व नाम ज्येष्ठानां यत् कर्तनम् आसीत् तद्वत् एव कृतम् अतः तत् सर्वं तस्याः कृते किञ्चित् लूज़ इत्यादिकं जातमासीत् अतः पुनः तत्र इतोऽपि वस्त्रादिकं कर्तनं कृत्वा तथा च वस्त्रस्य यत् बार्डर इत्यादिकं भवति तत् कर्तनं कृत्वा तद्वत् तत्र योजयित्वा तस्याः यद् अधिकं स स्वीकृतमासीत् वस्त्रस्य मापनादिकं तत्सर्वं मया यथा कथञ्चित् पूरयित्वा तां तत् निर्माणं कृत्वा तान् धारितवती तथा च धृत्वे सति मम कं किञ्चित् आनन्दः आसीत् किन्तु सा तु किमस्ति किमस्ति अहम् एवम् अहं न धरामीति उक्तवती एवञ्च यदा सा धृत्वा कुत्रापि बहिः गच्छति स्म तदा सर्वे पृच्छन्ति स्म कथम् एषा एतत् निर्माणं जातम् इत्यादिकं बहु सम्यक् रोचते बहु सम्यक् दृश्यते एवञ्च अनेन ज्ञातं मयापि किञ्चित् कर्तुं शक्यते सीवनं कार्यम् इति